हरि ओम् नमस्ते महोदय मम नाम श्रीहरि इति अहं सङ्गीतम् अभ्यासं कृतवान् अहं क्लासिकल् सिङ्गर् अस्मि इदानीम् अहं हिन्दुस्तानी न जानामि परन्तु कर्णाटिक् सङ्गीतं शास्त्रीय रित्या अहम् अभ्यासं कृतवान् अस्मि अहम् तत्र अनेकाः रागाः सन्ति सर्वम् अपि अन्नमाचार्यस्य पुरन्दरदासस्य सङ्गीतम् अभ्यासं कृतवान् अहं श्रुतवान् अस्मि भवान् म्युसिक् कम्पोस् करोति इति अतः अहं मया मह्यम् एकम् अवकाशं ददाति वा भवान् म्युसिक् कम्पोस् कृत्वा मम मम ध्वनिः योजयित्वा एकं एकम् एकं गीतं वयं वयं रचयामः वा इति अहं प्रष्टुम् इच्छामि भवान् वदन्तु

इदानीम् अहम् एकं गीतं सम्यक् मोबाइल् मध्ये रेकार्ड् कृत्वा अहं प्रेषयामि भवान् एकवारं मम ध्वनिः अपि शृणोतु इति मम निवेदनम् अनन्तरम् अहं तत्र आगत्य एकं गीतं तत्र रेकार्ड् करोमि रेकार्ड् कुर्मः वयम् अनन्तरं भवान् किं रागं कथं करणीयं तत्र स्क्रिप्ट् किं पालनीयं इति सर्वं माम वदतु अहं श्वः आगच्छामि अस्तु अस्तु तर्हि महोदय धन्यवादाः अवकाशार्थम् अहं मम प्रणामाः धन्यवादाः